चारणकाले महती श्रान्तिर्जायते गमनकाले कदाचित् मार्गः समीचीनः न भवति प्राणिनः बहुत्र क्लेशं जनयन्ति कुत्रचित् गमनकाले मार्गः एव न भवति एतादृश्याः स्थितौ कूर्दनं कृत्वा रज्जोः सहाय्येन अन्यत्र गत्वा वा अस्माभिः उपरि गम्यते उपरि गत्वा यदा पर्वतस्य शिखरे गच्छामः तत्काले पर्वतशिखरं दृष्ट्वा महती आनन्दस्य पराकाष्ठा तत्र अनुभूयते तदा परितः विद्यमानः सम्पूर्णः परिसरः दृश्यते गरुडः आकाशे डयनकाले कथं परिसरं पश्यति इत्यस्य लघुः अनुभवः एव तदा प्राप्यते गृहाणि बृहद् वा वाहनानि तत्सर्वं लघुः दृश्यते यदि तावत् वने एव गतः चेत् सर्वत्र केनचित् हरितवर्णीयः तस्य वस्त्रस्य आच्छादकरूपेण उपयोगं कृत्वा स्थापितमिव तत्र भाति एतादृशं भावं मनसि यदा जागर्ति तदानीं चरणकाले जाताः क्लेशाः तत्काले जाताः असुविधाः सर्वस्य विस्मरणं भूत्वा अतीव आनन्दस्य एव अनुभवः भवति